अस्माकम् इदानिं आधुनिककाले तु यत्र कृषिक्षेत्राणि सन्ति तत् परिवर्त्येव गृहनिर्माणं सर्वदा कुर्वन्ति इति कारणेन यदा वृष्टिः आगच्छति तदानिं तत्र जलस्य जलस्य बहु समस्याः गृहेषु वर्तते इदानीं नदीनां च इदानीं वृक्षाणां छेदनं नदीनां नाशनं अनन्तरं वनानि सर्व वनानि तु नास्ति एव वने ये वृक्षाः सन्ति ते तु सर्वे कर्तिताः पर्वताः पर्वतानाम् उपरि गृहाणि अनन्तरं पर्वतानोमुपरि नगराणि समुद्रे पूर्णं अस्माकमेव अवकरिकम् एव इदानिं समुद्रम् अभवत् अनन्तरम् इदानीं वृष्टिकाले तु अस्माकं तु कृषिक्षेत्रं कृषिक्षेत्राणि नास्ति इति कारणेन एव अस्माकं गृहे पूर्णं प्रलयं भवति तत् सर्वसाधारणमेव इदानीं ऋतुषु परिवर्तनानि ऋतुषु किमपि परिवर्तनानि दृश्यते वा इति वयं पृच्छामः चेत् अवश्यम् अवश्यं ऋतुषुत्व परिवर्तनानि अवश्यं दृश्यते एव इदानीम् वृष्टिकाले तु वृष्टिः घर्मे ग घर्मकाले तु आम् घ घर्मः सर्वं भवति इति कारणेन वयं नदीनां नदीनाशनं वृक्षछेदनं ज वयं यदा परिवर्तयामः यदा स्थगयामः तदा अस्मकं देशः उत्तमः भवति इति अहं विश्वसिमि